हरिः ओम् अहं प्रमोदः अत्र नाग्पुर्तः वदन् अस्मि अत्र कामत् रेस्टोरण्ट् खलु कामत् उपहारगृहं तद् बहु श्रुतं भवतः उपहारगृहविषये तदा मम पुत्रस्य जन्मदिनमस्ति तस्मिन् सन्दर्भे अस्माभिः एकः तत्र कार्यक्रमः करणीयः अस्ति तर्हि तस्मिन् सन्दर्भे भवान् किञ्चित् अस्माभिः तस्य भवतः उपहारगृहस्य उपलब्धता तथा च व्यवस्थायाः विषये भवान् वदति चेत् बहु उत्तमं यतो हि वयं प्रायः पञ्चदश वा विंशतिजनाः भवेयुः तत्र केक् अपि आवश्यकं तत्र अत्र किञ्चित् संयोजनं तथा च तत्र ध्वनिः द्वे ध्वनिव्यवस्था यदि भवति चेत् उत्तमं तादृशध्वनिव्यवस्था तथा च किञ्चित् लघु एकः कार्यक्रममपि वयं कर्तुं शक्नुमः तथा च किञ्चित् सजावट् इति वयं वदामः तथा सजावट् वयं कर्तुम् इच्छामः तत्र तादृशव्यवस्था भवता द्वारा कर्तुं शक्यते चेत् तद् कदा भवितुमर्हति अहं दिनाङ्कम् अपि वदामि एतस्य मासस्य विंशतिदिनाङ्के सा व्यवस्था करणीया अस्ति विंशतिदिनाङ्के सायङ्कालस्य इत्युक्ते सप्तवादनतः एकादशवादनपर्यन्तं वयं तत्र भवामः तर्हि सप्ततः एकादशवादनपर्यन्तम् अस्माकम् आवश्यक्ता अस्ति अनन्तरं पञ्चदश तु विंशतिजनाः तत्र भविष्यति तत्र प्रथमं तु एतद् केक् कट्टिङ्ग् इत्यादयः यत् वयं वदामः तद् आङ्ग्लपद्धत्या तत् कुर्मः अनन्तरं तत्सर्वं किञ्चित् एकं लघु कार्यक्रमः गीतानां कार्यक्रमः गीतकार्यक्रमः तस्य कृते ध्वनिव्यवस्था अन्या कापि व्यवस्था इत्यादयः वयं भवतः उपहारगृहद्वारा अन्या कापि विशेषयोजना अस्ति एतस्मिन् सन्दर्भे तर्हि तादृशः अपि भवान् अस्माभिः अस्मान् सूचितुं शक्यते एतस्मिन् जन्मदिनस्य कार्यक्रमस्य विषये उपहारगृहस्य परं पक्षतः अपि कापि वैशिष्ट्यमस्ति चेत् तदपि भवान् अस्मान् सूचयतु तर्हि एतादृशाव्यवस्था अस्माभिः अपेक्ष्यते तर्हि एतस्य मूल्यस्य अपि विषये भवन्तः भवानपि वदतु तर्हि एतस्य समग्रकार्यक्रमस्य कीदृशं मूल्यं भवति अस्माभिः अन्यत् किमपि तस्य अडिशनल् चार्जेस् इति वयं वदामः अतिरिक्तम् अतिरिक्तधनं किं दातव्यं भवति तस्य ये अतिथयः आगच्छन्ति तेषां कृते वाहनव्यवस्था किं भवति एतत् सर्वं भवद्भिः अस्मान् अस्माकं कृते सूचनीयः इति एका अस्माकमिच्छा अस्ति तर्हि कृपया एतत् सर्वं भवान् शीघ्रम् अस्मान् सूचयतु अनन्तरं तद्विषये अनन्तरमहं वयम् अग्रिमधनं तदा फ़ोन्पे द्वारा कुर्मः अग्रिमधनस्य व्यवस्था अनन्तरं अवशिष्टं धनं वयं कार्यक्रमस्य समाप्तिनन्तरं दद्मः धन्यवादः महोदय